मम राज्ये तस्मिन् नगरे बहुसङ्ख्याकाः वाहनानि प्रचलन्ति तस्मिन् नगरे बहु प्रदूषणं भवति अस्य कारणात् बालवृद्धानां स्वास्थ्यं शीघ्रं क्षीणं भवति तथा च प्रदूषणस्य कारणात् शुद्धवायुः प्राप्तुम् अतीवकठिनं भवति अस्य कारणात् जनाः विशादिताः भवन्ति यत् औषधस्य करणेन सम्भवं नास्ति उपलब्धतायाः अभावात् द्वेषं तनावम् एतावत् वर्धते अतः मम एव विश्वासः अस्ति यत् सप्ताहे न्यूनातिन्यूनम् एकं दिवसं कोपि का यानस्य उपयोगं न करिष्यति सर्वे द्विचक्रिकायाः उपयोगं करिष्यन्ति किञ्चित् एव अस्ति चेदपि न्यूनातिन्यूनं प्रदूषणं न्यूनं भविष्यति तथा च सर्वेषां स्वस्थम् अपि करिष्यति तिष्ठति